मम उद्यानवने बहूनि पुष्पाणि सन्ति फलानि च अपि सन्ति आम्रफलानि कदलीफलानि अनन्तरं जम्बूफलानि नारिकेलस्य फलमपि वर्तते एतद् केवलं स्वगृहे आवश्यकतार्थं केवलं न वर्धते अनेन च समीपे विद्यमानछात्राः अस्माकं गृहमागत्य आम्रफलम् इत्यादिकं स्वीकृत्य गच्छन्ति पुनश्च पुष्पाणाम् उपयोगः समीपे एकं देवालयं प्रति प्रतिदिनं यच्छन्ति पुनश्च पुष्पाणाम् अधिकवर्धनेन तस्य सस्यस्य कर्तनं कृत्वा समीपे वासिनाङ्कृतेऽपि यच्छामः फलानामपि तदेव तस्य वर्धनेन विक्रयणमपि गृहे कुर्वन्ति आम्रफलस्य कदलीफलस्य च विक्रयणं कुर्वन्ति कदलीफलस्य पर्णं तदपि अस्माभिः विक्रयणं कुर्मः आधिक्येन फलानाम् आम्रफलं कदलीफलं जेम्बूफलम् इत्यादिकम् अधिकतया गृहे वर्धयामः गृहे यद्यपि फलानि भवन्ति चेदपि कदाचित् तद् पक्षीणां कृते अपि तत्र लभ्यते तदर्थमपि वयं त्यजामः नालिकेरं पुनः आम्रफलं जम्बूफलं सर्वम् अधिकतया पक्षिमृगाणां कृते एव लभ्यते फनसफलम् अपि तत्र भवति तद् गवाङ्कृते यच्छामः गवां बहु रुचिः इष्टकरं तद् फलं तद् अधिकं भवति चेत् गवाङ्कृतेऽपि जीयते